दूरभाषादि तन्त्रज्ञानद्वारा मम च मम परिवारस्य साहाय्यं भवति अधुना अहम् आगरतलायां छात्रावासे अस्मि तदर्थं मम परिवारेण सह अनेकं समयं यावत् वार्तालापं करोमि मम याः समस्याः सन्ति ताः अपि आलोचनं कृत्वा समाधानं करोमि अहं परिवारेण सह वार्तालापं करोमि एवं सुखम् अनुभवामि इतोऽपि मम परिवारस्य याः समस्याः सन्ति ताः अपि आलोचनं कुर्वन्ति एवं समाधानं भवति